मम ग्रामस्य यूनां कृते सर्वाधिकं लोकप्रियं कार्यस्थलमस्ति विद्यालयः कारणम् अस्माकं ग्रामस्य युवकानां प्रायः सर्वेषामेव इच्छा अस्ति शिक्षणकार्यं ते सम्यक्तया पठित्वा शिक्षकाः भवितुमिच्छन्ति तेषु अधिकाधिकजनाः नगरे गन्तुं न इच्छन्ति अल्पाः एव जनाः नगरे गन्तुमिच्छन्ति नगरे गत्वा ते भिन्नभिन्नकार्यं कुर्वन्ति तथा वस्त्रनिर्माणं भिन्नभिन्नवस्तूनां निर्माणं भोजननिर्माणं एतादृशानि बहूनि कार्याणि ते कुर्वन्ति पुनश्च अस्माकं ग्रामस्य कश्चन युवकः विद्यार्जनार्थं वा पठनार्थं नगरे गच्छन्ति ते तत्र एव पठनात् परम् उद्योगमपि प्राप्नुवन्ति यथा वित्तकोषे विद्यालये कार्यालये महाविद्यालये विश्वविद्यालयश्च ते तत्र एव कार्यं कुर्वन्ति